आम् अहम् असमप्रदेशे निवसामि तत्रत्या संस्कृति अत्यन्तम् उन्नताः वर्तते तत्र जनाः लोककलासु निपुनाः सन्ति तत्रापि मुख्यरूपेन बिहु उत्चवे सर्बे अपि जनाः नृत्यन्ति गायन्ति च असमीया युवति मेखला रिहा च परिधानं कृत्वा बिहूनृत्यं करोति पुनः युवकः चुरिया धुति तङाली च परिधानं कृत्वा बिहूनृत्यं करोति एषा परम्परा अत्यन्तप्राचीना वर्तन्ते असमराज्ये तु बहूनां संस्कृतीनां समावेशः वर्तते सर्वे तस्य संस्कृतेः पालनं सम्यक्रूपेण कुर्वन्ति पुनः सर्वे अपि भिन्नभिन्न नृत्यरूपाणि जानन्ति